मया तावद् सामाजिकमाध्यमेषु नृत्यस्य वीडियो न स्थाप्यमानम् अस्ति केवलं मम सन्तोषार्थं यदा मनःक्लेशः भवति तदा अहम् इतः परं मया किम् कार्यं कर्तुं न शक्यते इति यदा मम भावः उदेति तदा केवलं नृत्याभ्यसं करोमि एवमेव किमपि एकं गानं चालयित्वा तस्य गानस्य कृते मया नृत्यं क्रियमाणं भवति सामाजिकमाध्यमेषु तावद् मया कदापि एतावद् पर्यन्तं शूटिङ्ग् न कृतम् अस्ति यतो हि तत्र मम तावद् इच्छा नास्ति अपि च गच्छता कालेन किं करोमि मया न ज्ञायते किन्तु अस्मिन् पर्याये यदा वृष्टिकालः आरब्धः अस्ति तदा तावद् मया चिन्तितम् अस्ति तत्र हिन्दीचलच्चित्रस्य एकं गानम् अस्ति बरसो रे मेघा इति तस्य कृते मया अपि च मम मद् अपेक्षया लघ्वी विद्यते तया सह नृत्यं कर्तव्यम् अपि च शूटिङ्ग् अपि कर्तव्यम् इति चिन्तितम् विद्यते किन्तु इतोऽपि तद् कार्यरूपं प्रति न आगतं विद्यते अतः केवलं मम सन्तोषार्थं मया नृत्यं क्रियमाणम् अस्ति भरतनाट्यस्य अभ्यासः क्रियते कदाचिद् वैदेशिकानां नृत्यशैली या विद्यते तस्याः अपि अभ्यासः कदाचिद् यूट्यूब् दृष्ट्वा क्रियमाणम् अस्ति